प्रकृते तावत् शास्त्रलोके षट्शास्त्राणि उक्तानि वर्तन्ते एवं मया चितः शास्त्रं शास्त्रः वर्तते व्याकरणम् इति तत्र नृत्तावसानि नटराजराजो ननादढक्कां नवपञ्चवारम् इत्यादिभिः श्लोकैः माहेश्वरसूत्राणाम् उत्पत्तिक्रमः एवं ततः पाणिनिना विरचितः अष्टाध्यायीपाठः तदर्थावबोधाय सिद्धान्तकौमुदीपाठः अनन्तरं तत् व्याख्यादी व्याख्यानादीनां पठनम् तद्गत गि अन् अन्तर्ज्ञानार्थं परिभाषादीनाम् अध्ययनम् एवं लघुशब्देन्दुशेखरः शब्देन्दुशेखरः प्रौढमनोरमा मनोरमा महाभाष्यं महापतञ्जलिमुनिना लिखितम् इत्यादि ग्रन्थानाम् अध्ययनपुरस्सरं यदि व्याकरणम् अधीयते तर्हि तद् तदुद् ग्रन्थेषु भूषणसारादिषु न्यायसहितत्वात् तेषाम् अध्ययने सौलभ्याय स्यात् एवं सिद्धान्तकौमुद्यां व्याख्यानद्वयं प्राधान्येन उपलभ्यते तत्र च अपय्यदीक्षित अप् अपय्यदीक्षितः सिद्धान्तकौमुदीं लिखितवान् एवं बालमनोरमा तत्त्वचिन्तामणि इत्याकारक टीका च उपलभ्यते एवं परिभाषेन्दुशेखरः इति ग्रन्थः अपि अष्टोत्तरशतपरिभाषाणां सङ्ग्रहः वर्तते तत्र ये च ते परिभाषाः सूत्राणाम् आवृत्तिविषयकं नि नियमनं तत्र क्रियते इति त् तत्र विशेषः एवं भूषणसारादि उद्ग्रन्थेषु तावत् तत्र अन्यशास्त्रे उक्ताः व्याकरणविचाराः एवं व्या प्राधान्येन न्यायसं अन् न्यायशास्त्रमधीकृत्य व्याकरणनिरूपणं तत्र प्राधान्येन कृतमस्ति इति